भारते एका महती समस्या वर्तते निरुद्योगसमस्या एषा समस्या बहुकालादेव प्रवर्तमाना वर्तते यथा विद्यालयेषु महाविद्यालयेषु विश्वविद्यालयेषु बहूनि रिक्तपदानि सन्ति तत्र उद्योगः न दत्तः सर्वकारैः एवं न केवलं विद्यालये महाविद्यालये विद्यालये विश्वविद्यालयेषु अपि तु इतोऽपि शिल्पादिषु अपि ये महत् स् शिल्पम् अस्ति यत्र यत्र सर्वत्रापि जनानम् उद्योगः नास्ति उद्योगहीनाः सन्ति बहवः जना पुनः केचन छात्राः सन्ति ते बहु पठितवन्तः परन्तु तेषाम् उद्योगः नास्ति एवं निरुद्योगः निरुद्योगसमस्या सर्वत्र प्रवर्तते अधुना एतस्याः समस्यायाः समाधानं तु अवश्यमेव कर्तव्यम् कथं कर्तव्यम् इति चेत् तत्र आदौ सर्वकारैः निश्चितव्यम् उद्योगदानं कथं भविष्यति तत्र उद्योगदानार्थं यः जनः सर्वकारैः स्थाप्यते सः जनाः सम्यगस्ति न वा यतो हि केचन जनाः एवं भवन्ति स्व उत्कोचं स्वीकृत्य स्वोदाहरणं स्व स्व उदरं पूरयन्ते उत्कोचं स्वीकृत्य एवम् स्थितिः भवति चेत् छात्राणां ये योग्याः छात्राः भवन्ति तेषां नियोगः उद्योगः न स्यात् तेन महान् क्लेशः एवं च ये विद्यालयाः पिहिताः तेषाम् उन्मोचनं कर्तव्यं यत् सिल्पम् अस्ति ऐ ऐ टि ऐ टि यत्र कुत्रापि सर्वत्रैव नूतनरूपेण सर्वं निर्मातव्यं छात्राणाम् आह्वानं कर्तव्यं तेन तेषां उद्योगः अपि प्राप्तुं शक्यते